दूरस्थेषु ग्रामेषु तावत् चलनचित्रं द्रष्टुं वा उत क्रीडितुं वा थेटर् इति वयं यद् वदामः चित्रादिकं द्रष्टुं तद् न भवति अपि च क्रीडाङ्गणः तथा न भवति अस्माभिरेव निर्मितव्यं वर्तते यथा वनेषु एव क्वचित् एवं स्थानं कृत्वा तत्रैव क्रिकेट् फुट्बाल् इत्यादिकं यानि याः क्रीडाः सन्ति ताः अस्माभिः क्रीडनीया वर्तते तथैव अस्माकं कृते तत्र मनोरञ्जनदायकम् इति किमपि न भवति यथा अत्र नगरेषु भवति अत्र तु यदि अस्माकं कृते मनोरञ्जनम् अपेक्षितं तर्हि वयं बहिः कुत्रचित् गत्वा मूवि पश्यामः अन्यत्र कुत् कुत्रचित् गत्वा फ़ुट्बाल् वालिबाल् इत्यादिकं क्रीडामः तथा तत्र ग्रामेषु न शक्यते अतः तत्र अस्माभिरेव सप्ताहे एकवारं वा अथवा मासे एकवारं वा क्रीडा आयोज्यते यथा ग्रामीणाः सर्वैः आगत्य सर्वे आगत्य तत्र उदाहरणार्थं क्रिकेट् इति स्वीकुर्मः तत्र किमपि नाम दत्वा टीं द्वयं कृत्वा क्रिकेट् क्रीड्यते तदूर्ध्वं तत्र तेषां यथा मनोरञ्जनं स्यात् तथा यथा इदानीं ऐ पि एल् इति स्वीकुर्मः तत्र कप् इति भवति तद्वत् तत्र किमपि न दीयते अपि च एवं गौरवदायकं किमपि सम्भाषणेन सम्भाषणेन एव अपि च ज्येष्ठानां वचनेन एव तेषां कृते बहुमानं दद्मः अपि च फलं किमपि वयं यच्छामः एवं तत्र मनोरञ्जनस्य विषये क्रीडा तत्रैव ग्रामीणाः एव आयोजनं कुर्वन्ति इति